आम् यः कोऽपि पाकशास्त्रम् उद्योगार्थं स्वीकर्तुमिच्छति चेत् अत्र बहवः विद्यालयाः महाविद्यालयाः संस्थाः तु प्रचाल्यमानाः सन्ति किन्तु एतासु संस्थासु कीदृशं प्रशिक्षणं दीयते इति चेत् पारम्परिका पाककला या अस्ति ताम् अधिकृत्य प्रशिक्षणं न दी न दीयते इति मम अभिप्रायः किन्तु येषु दिनेषु यानि खाद्यवस्तूनि पीजा पास्ता इत्यादि वस्तूनि यानि बहु प्रसिद्धानि जायमानानि सन्ति पाश्चात्यानां प्रभावेन तादृश खाद्यवस्तूनि निर्माणम् इति विषये एव अत्याधिकतया प्रशिक्षणं दीयते इति मम अभिप्रायः